मम शास्त्रस्य अध्ययनस्य स्वरूपम् अहं व्याकरणशास्त्रं पठितुम् इच्छामि पठन्ति अस्मि अस्मि इदानीम् अपि व्याकरणशास्त्रं पूर्वं कोविदा पर्यन्तं यद्यत् आसीत् तत्तत् अहम् अवगतवती तदनन्तरं व्याकरणे इच्छा आसीत् अतः व्याकरणं पठितुम् आरब्धवती आरम्भकाले लघुसिद्धान्तकौमुदी इति ग्रन्तम् अधिकृत्य आरब्धवती प्रथमप्रकरणम् अस्ति संज्ञा संज्ञा परिभाषा सन्धिप्रकरणं तदनन्तरं सुबन्तप्रक्रियाम् अपि समापितवती अत्र अध्ययनस्य स्वरूपं किं लघुसिद्धान्तकौमुदी आधारीकृत्य एकैकं सूत्रं पदनिष्पन्नं सुबन्तपदनिष्पन्नं कथम् इति अधीतं तदनन्तरं मम इच्छा आसीत् तिङन्तम् अपि तत्र सुबन्तं पटित्वा एव तिङन्तप्रकरणम् आरभ्यते कौमुद्यां किन्तु मम इच्छा आसीत् समानकाले पठितव्यम् इति अतः अहं तिङन्तप्रकरणम् अपि पठितुम् आरब्धवती तत्र काशिकावृत्तिम् अपि किञ्चित् पठितवती काशिकावृत्तेः एकैकं सूत्रम् आधारीकृत्य क्रमेन अस्ति तदपि पठितवती किन्तु पुष्पादिक्चित् पौष्पीप्रक्रिया इति एका प्रक्रिया वर्तते माता पुष्पादीक्षित् मातासंस्थाने पौष्पीप्रक्रिया इति आधारीकृत्य पाठयति तत्र तिङन्तप्रकरणम् अपि अहं पठितवती तत्र अष्टाध्यायी क्रमेन न पाठयति अष्टाध्यायीक्रमेण यः कोपि न पठितुं वा पाठयितुं न शक्नोति किमर्थं चेत् एकैकं सूत्रम् अस्ति सूत्रस्य अर्थावगमनं प्रसङ्गः अस्ति चेत् एव अर्थावगमनं सम्पूर्णं अर्थावगमनं सम्पूर्णं भवति प्रसङ्गः नास्ति चेत् वयम् अवगन्तुं न शक्नुमः किन्तु कौमुदीप्रकरणे किञ्चित् क्लेशः अस्ति प्रथमतया सुबन्तं तत् समाप्य तिङन्तं तत्रापि क्लेशः भवति सुपि च इति सूत्रम् अस्ति प्रथमतया सुबन्तप्रकरणे आगच्छति तदनन्तरं तस्मात् पूर्वं विद्यमान अतो दीर्घो यञि सूत्रं तिङन्तप्रकरणे आगच्छति एवं किञ्चित् क्लेशः भवति कौमुद्याम् अतः पौष्पीप्रक्रिया इति कौमुदीप्रक्रियामपि नास्ति अष्टाध्यायीप्रक्रियामपि नास्ति मध्ये अस्ति बहुसम्यक्तया तिङन्तप्रकरणम् अत्र पठितुं शक्नुमः तदर्थम् एव मया सुबन्तम् अपि पठितम् इदानीं तिङन्तम् अपि समापितं तदनु अनुसारेण